आधुनिके जगति संस्कृतभाषायाः विकासः भवेत् इति वयं सर्वे जानीमः प्रयासमपि कुर्मः किन्तु तत्र समस्याः अपि वर्तन्ते यतोहि यदि वयं दैनिकजीवने यदि संस्कृतभाषां वदामः चेत् यः संस्कृतं न जानाति तेन सह सम्भाषणं कठिनं भवति यथा बहिः वयं गच्छामः विपणी गच्छामः तत्र न जनः कोऽपि अस्माकं संस्कृतं संस्कृतस्य उत्तरं ददति तर्हि सामान्यजनाना जनैः सह सम्भाषणं किञ्चित् दुर्लभं भवति पुनश्च इदानीं वस्तूनां बाहुल्यं वर्तते किन्तु तेषां सर्वेषां वस्तूनां नामानि सम्यक् किम् अस्ति इति सर्वे जनाः न वा सर्वे सम्भाषणं प्रायः न जानन्ति अतः तेषां निर्माणमपि आवश्यकता निर्माणमपि करणीयं पुनः तेषां ज्ञानं सर्वेभ्यः सुलभं भवेत् सापि एका एका आवश्यकता वर्तते अतः शक्नुं वक्तुं शक्नुमः यत् शब्दानां भण्डारः भवेत् पुनश्च सामान्यजनानां मध्ये संस्कृतस्य सम्भाषणं संस्कृतस्य गीतानां गायनं संस्कृतस्य प्रचारः प्रसारः यदि भविष्यति चेत् जनाः सामान्यजनाः अपि वक्तुं न शक्ष्यन्ति तदपि ज्ञातुं तु शक्ष्यन्ति एव वयं यदि तैः सह वार्ता वार्तालापं कुर्मश्चेत् ते उत्तरं न दद्युः किन्तु वस्तूनि तु दातुं शक्नुवन्ति इति